न्यायालयसम्बन्धपत्राणां प्राप्तिः बहु सुलभरीत्या भवति किमर्थमित्युक्ते तानि शासकीयपत्राणि सन्ति तत्कारणेन बहुशीघ्रं तथा च बहु सुलभरीत्या भवति यदि पत्रे भवतः पत्रसङ्केतः यदि सम्यक् नास्ति तर्हि पत्रं प्राप्तुं बहु कठिनं भवति तादृशं पत्रं प्रापणार्थं दाहगृहं प्रति गन्तव्यं यस्य पत्रस्य पत्रसङ्केतः सम्यक् नास्ति तत् पत्रं प्राप्तुं कठिनं वर्तते न्यायालयसम्बन्धितपत्राणि प्राप्तुं कठिनं किमर्थम् इत्युक्ते न्यायालये एतादृशानि बहूनि पत्राणि सन्ति तर्हि सर्वाणि पत्राणि यथा समयं न लभ्यते इति कारणेन न्यायालयासम्बन्धपत्राणां प्राप्ते विषये किञ्चित् काठिन्यम् अनुभूयमानं वर्तते